अस्माकं भारतस्य विशिष्टाः संस्कृतिः एका ज्येष्ठानां उपरि गौरवभावः विशेषेण मातापितृगुरुभ्यः गौरवप्रदानम् अस्माकं संस्कृतिः अतः मातृदेवो भव पितृदेवो भव आचार्यदेवो भव अतिथिदेवो भव इति उक्तिः वेदोक्तिः वर्तते सा अस्माकम् अन्तःसत्वं वर्धयति ज्येष्ठानाम् उपरि गौरवभावः अथवा ज्येष्ठानां सविधे कथं व्यवहारः इत्यादि अस्मभ्यं सा उक्तिः पाठयति इदं भारतं विना अन्येषु देशेषु द्रष्टुं न शक्यते एषा संस्कृतिः अस्य देशस्य परम्परां वर्धयति परस्परबान्धव्यम् अपि वर्धयति अतः अयं भारतदेशः अन्येभ्यः देशेभ्यः भिद्यते